भारतदेशस्य अन्यप्रदेशेषु संस्कृतभाषायाः भाषाणाम् उपरि मानवानां जीवनस्य उपरि च महान् प्रभावः सन्दृश्यते संस्कृतं ये पठितवन्तः ते बहुत्र उद्योगादिकं प्राप्य तेषां जीवनस्य उपरि प्रभावः पुनश्च महान् प्रभावः भाषाणामुपरि इदानीं कन्नडभाषा स्वीक्रियतां तत्र प्रतिशतं अशीतिः शब्दाः संस्कृतभाषासम् सन्ति

संस्कृतभाषामन्तरेण कन्नडभाषा वा अहं चिन्तयामि भारतीयभाषाः एव संस्कृतभाषामन्तरेण न जीवन्ति कदाचित् एवमपि सम्मर्देषु ध्वनि श्रूयते यत् वयं संस्कृतं त्यक्त्वा अस्माकं भाषामेव वदामः इत्यादिकं श्रूयते परन्तु तस्य सम्भवो नास्ति तिलेषु तैलमिव संस्कृतभाषा भारतीयभाषासु सन्निहिता पुनश्च तां भाषामपि संस्कृतभाषा वर्धयति इङ्ग्लिष् भाषा वा भवतु कन्नडभाषा वा भवतु हिन्दी वा भवतु मराठिभाषा वा भवतु एवं बहुषु भारतीयभाषासु संस्कृतस्य प्राबल्यम् अथवा संस्कृतस्य प्रभावः पुनश्चयं प्रभावः भाषिकः अत्यन्तं दृश्यते यश्च संस्कृतज्ञः तस्य अन्यभाषासु कौशल्यमपि अन्यादृशं भवति संस्कृतज्ञः यदि कन्नडभाषां वदेत् सः शुद्धं वदति यदि मराठीभाषिकः संस्कृतज्ञः सः मराठीभाषायां स्वस्य भाषायां शुद्धतां परिरक्षयति एवं महान् प्रभावः अन्या अन्यासां भाषाणामुपरि संस्कृतस्य दृश्यते अतः अहं चिन्तयामि संस्कृतरहितम् भारतीय भाषाणां वर्तनं तन्न सम्भवति इति मम मतिः अतः अत्यन्तं प्रभावः अन्यासां भाषाणाम् उपरि संस्कृतस्य वर्तते